मानसोल्लासार्थं मम प्रदेशे च चत्वारः चलनचित्रमन्दिरम् अस्ति तानि कानि इत्युक्ते कल्पना आरिर्वाद् अलङ्कार् डायाना इति अहं यदा मम मनसि क्लेशः जायते अहं तत्र गत्वा चलनचित्रं पश्य अत्र आगच्छामि मम गृहं प्रति आगच्छामि तत्र कल्पना मध्ये शतरुप्याणि देयानि अन्तर्गतं टिकेट् द्वारा तदनन्तरम् अलङ्कार् मध्ये अशीतिरुप्यकाणि देयानि टिकेट् टिकेट् प्रेषयितुं उपकनिमेष